गोमयशुद्धीकरणस्य उद्देश्यं किम् इत्युक्ते बहुत्र ग्रामजले वयं पश्यामः चेत् गोमलिनं वा शुद्धीकरणं कुर्वन्ति किमर्थम् इत्युक्ते गोः गोः किं खादति इत्युक्ते इतस्ततः भ्रमणं कृत्वा कृत्वा स्वस्य क्षेत्राणि गच्छति धान्यं फलानि शाकानि नाम ये अस्माकं सात्विकभोजनं खादति सात्विकभोजनं खादति चेत् किं भवति बहु सम्यक् तदानीं ग्रामाञ्चले गोमलिनं नाम लेपनं कुर्वन्ति गोमलिनं लेपनकरणेन किं भवति तत्र मृत्तिकायाः शुद्धीभवति बहुत्र वयं दृष्टवन्तः यागयज्ञादिकार्यं कुर्वन्ति चेत् आदौ गोमलिनं नाम आधारः किं कुवन्ति लिम्पन्ति गोमलिनं लिम्पन्ति चेत् शुद्धीकरणं भवति प्राचीनकालादारभ्य गुरुकुलुं गुरुकुलपरम्परा आरभ्य वैदिककाले एते प्रथा एतावत्पर्यन्तं जायमानम् अस्ति एवं जायमानम् अस्ति पुनश्च किमर्थं क्रियते इत्युक्ते परम्परा यथा अस्ति तदेव इदानीमपि जनः अनुपालनीयं वर्तते एवं प्रकारेण

तत्र वैज्ञानिकदृष्ट्या तत्रापि किमपि सैण्टिपिक् रिजन् स्यात् तत्तु नाहं जानामि परन्तु जनश्रुतिः अस्ति इदानीमपि अस्माकं ग्रामाञ्चले गोमलिनेनैव शुद्धिक्रियां कुर्वन्तः सन्ति लिम्पन्ति तत्र ग्रामाञ्चले अस्माकं भारतस्य इयं परम्परा वर्तते गुरुकुले अपि बहुत्र एवं प्रथा अस्ति परन्तु गोमलिनम् इतोपि तत्र कृषिक्षेत्रे गोमलं स्थापयन्ति तेन किं भवति सस्यानि बहु सम्यक् भवन्ति यत्तु प्रत्यक्षरूपेण वयं सर्वे दृष्टवन्तः जानीमः अर्गानिक् एते ओषधानाम् उपकरणानां न्यूनं व्यवहारं कृत्वा नाम गोमलस्य एते समुपयोगं कुर्मः चेत् अस्माकं कृते बहु लाभाय